मम क्षेत्रे प्रमुखं क्षेत्रम् इत्युक्ते मधुकेश्वरदेवस्थानं स तु बनवासि क्षेत्रे अस्ति तत्र तस्य तु बहु प्राचीनपरम्परा अस्ति यत् कदम्बराजः निर्मितवन्तः इति